अहम् इदानीं समीपकाले एकं स्केनर् एकं क्रीतवान् आसम् तत्तु एवम् तस्य कम्पेनि एवम् आसीत् केनान् इति तद्वस्तुतः बहु उत्तरीत्या कार्यं करोति बहुतृप्तिकरमपि अस्ति यत्किञ्चित् वयं तत्र स्केनिङ् निमित्तं दद्मः तदा तु बहु उत्तमतया तदेव एक एरिया अपि सिलेक्ट् कृत्वा अस्माकं बहु सहकारङ्करोति इति अस्ति अनन्तरं स्केनिङ्ग् कृत्वा तस्य चित्रं यदि पश्यामः तत्र बहु उत्तम क्लेरिटी तत्र दृश्यते इत्युक्ते बहु सुष्टु तत्र तु दृश्यते यत्किञ्चित् वयं दद्मः कदाचित् अस्माकं स्केनिङ् निमित्तं दत्तं चित्रं तु कदाचित् डल् भवति ततः यदि आगच्छति तद्बहु उत्तमतया तत्र अस्ति अनन्तरं न तु केवलं तत् जे पी जी फैल् नास्ति पी डी एफ़् द्वारा अपि तत्र परिवर्तनं कर्तुम् आप्शन् अपि अस्ति अतः यत्किञ्चित् वयं स्केन् कुर्मः तत्तु भिन्नभिन्नरीत्या वयं तस्य फैल् प्रतिवयं स्वीकर्तुं शक्णुमः इति एक उत्तमविषयः अस्ति अनन्तरं मौल्य इति मौल्यम् इति विषये पश्यामश्चेत् तदपि आनुकूल्यमेव अस्ति बहु अदिकं नास्ति बहुन्यूनं नास्ति तस्य स्केनर् मेशिन् निमित्तं यद् दातव्यम् अस्ति तावत् पर्याप्तमात्रेण तत्र तु धनम् अस्ति इति वक्तुं शक्यते